अर्थशास्त्रस्य लेखकः वर्तते कौटिल्यः अस्य विष्णुगुप्तः चाणक्यः इति नामानि अपि वर्तन्ते अयं मौर्यसाम्राज्यस्य संस्थापकः तत्र राजा आसीत् चन्द्रगुप्तामौर्यः इति तस्य आस्थाने अयमासीत् अयं च चन्द्रः चन्द्रगुप्तस्य गुरुः आसीत् तद् पोषकश्च अयं वर्तते अस्मिन् अर्थशास्त्रे राज्यतन्त्रविषये उक्तं वर्तते तथैव आर्थिकस्य आर्थिककार्यनीतिविषये अपि उक्तं वर्तते पुनः सेना का सेना कार्यतन्त्रादिकं कथं भवेदित्यपि अत्र उक्तं वर्तते अत्र राज्याभारः कथं कर्तव्यः पुनः तत्र आर्थिकनीतिः कथं भवेत् सेना विषये पुनः कृषिः तत्र लोहविषये पशुः पशुसम्पालनं कथं कर्तव्यम् औषधविषये अरण्यस्य विषये इत्यादिविषयेषु अत्र चर्चा कृता वर्तते